अधुना जनाः आजीविकायाः कृते वैयक्तिकवृत्तिं वृत्तयः चयनं करोति कारणं तत्र अधिकं धनं प्राप्यते यतोहि अत् अधिकं धनं प्राप्यते पुनः तत्र इच्छानुसारं वृत्तिपरिवर्तनम् अपि शक्यते सुलभमस्ति नाम अधुना अत्र वृत्तिं कर्तुम् इच्छति चेत् करोतु अन्यथा अन्यत्रापि कर्तुं शक्यते तत्र किमपि बन्धनं नास्ति य तथा जनाः स्व इच्छया यत्किमपि टेलेण्ट् अस्ति तत् उपरि तत् कार्यं कर् कुर्वन्ति अतः सर्वत्र एतदेव दृश्यते यत् वैयक्तिकवृत्तिम् अधिकतया चिनोति इति मम अभिप्रायः